मम ग्रामे बहवः भजनमण्डल्याः सन्ति ते प्रायः मन्दिरेषु आश्रमेषु मिलन्ति ते तत्र मिलित्वा प्रार्थनां कुर्वन्ति गीतं गायन्ति यथा हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे हरे राम हरे राम राम राम हरे हरे ते प्रार्थनाकरण समये बहवः वाद्ययन्त्राणां व्यवहारं कुर्वन्ति यथा मृदङ्गः हार्मोनियाम् अथवा संवादिनी तब्ला घनयन्त्रं वेणुः करतालः प्रवितयः ते एतानि वाद्ययन्त्राणां व्यवहारं कृत्वा प्रार्थना क् कुर्वन्ति गीतं च गायन्ति बहवः जनाः प्रर्थनाकरणार्थम् आगत्य तत्र मिलन्ति पुनः मिलित्वा एतानि वद् वाद्ययन्त्राणां व्यवहारं कृत्वा प्रार्थनां कुर्वन्ति